गायनं तु सर्वेभ्यः रोचते एव यतोहि वयं यदा बाल्यकाले स्मः तदानीम् अस्माकम् श्रवणे यदा यत्किमपि गानम् अस्माभिः श्रूयते तदानीं वयं बहु आनन्दं प्राप्नुमः अतः एव ज्ञायते सर्वेभ्यः गानं रोचते अहमपि यदा अस्माकं परिवारे जनाः गायन्ति तान् अहं यदा पश्यामि तदानीम् अहं सदा एव अहम् मानसिक रूपेण बहु आनन्दं प्राप्नोमि अतः एव अहमपि गायनं गानं कर्तुम् इच्छामि गायने मम रुचिः बाल्यकालादेव वर्तते मम यदा अहं षट्वर्षीयः आसं तदानीम् एव अहं गायनप्रतिभाम् प्रति गतवान् तत्र अहं गायने सर्वे जनाः मां प्रेरितवन्तः भवान् सम्यक् गायति तदानीम् अहं चिन्तितवान् एते मिथ्यां वदन्ति परन्तु अहम् अनन्तरं ज्ञातवान् एषः तु मम गाड्गिफ्ट् अस्ति इत्युक्ते भगवता प्रदत्तम् एकम् दत्तम् अस्ति भगवता प्रदत्ता कला अस्ति अतः अहम् एतस्य सदुपयोगं करोमि एतत् चिन्तनं कृत्वा एव अहम् अग्रे गायनं प्रतियोगितायां भागं गृहीतवान् एवं प्रकारेण अहं बहु कालं यावत् एवं कर्तुं प्रवृत्तः अभवम् अनन्तरम् अहम् इदानीम् अपि शिक्षणं प्राप्नोमि